नमो नमः वद अस्ति न एषः आम्रफलस्य प्रैस् शतमासीत्

नवरात्रिः नवराता गतसप्ताहः गतः गतसप्ताहे प्रैस आम् आसीत् इदनीं पञ्चाशत्

आं स्वीकरोतु आमासीत् तस्य प्रैस द्विशतं हा द्वे के जि आं करोति

आमां करोमि अहमधिकं डिस्कौण्ट् करोमि मम समीपे तादृशतः तस्य मम समीपे द्राक्षाफलमासीत् अनन्तरम् अमृतः आसीत् इदनीं कदलीफलम् आसीत् आमासीत् सप्तविंशतिः

आं करोमि अह् आं पुनः मिलामः पुनः आगच्छतु